रासायनिकवस्तुषु प्रयोगे सस्यानि नष्टाः भवति सस्यानि मध्ये टाक्सिन् नामकं विषम् आगच्छति किन्तु तत् परिहार्य परिहृत्वा एव तद् विहाय एव अस्माकं कल्टिवेशन् कर्तुं शक्यते तत् एव मृत्तिका अपि नष्टाः न भवति कथमित्युक्ते गोमय मयं द्वारा इतोऽपि निम्बपत्रं निम्बफलं तद्द्वारा एव सर्वं कीटाः अपि गच्छति मृत्तिका उर्बराः अपि भवति तत् प्रयोगेन एव तत्प्रयोगेन अस्माकं कल्टिवेशन् करणीयम् अस्ति